पुरातनकालीनगीतेषु यादृशी माधुर्यं यादृशं लयम् यादृशम् नादः आसीत् तादृशी लयबद्धता माधुर्यं अधुना न दृश्यते अधुनापि जनाः पुरातनानि गीतानि गीयन्ते ते अधिकानि तानि गीतानि जनेभ्यः रोचन्ते तत्र शब्दानां योजकता गेयता बहु सुन्दरम् आसीत् आधुनिकगीते तेषु अपि तत्र मधुरता अस्ति किन्तु तत्र रेकार्डिङ्ग् भिन्नभिन्नं भवति